मया एका दूरवाणी सेम्सङ्ग् गेलेक्सी एफ़् ट्वेण्टि थ्री स्वीकृता दूरवाणी बहुसमीचीना अस्ति तस्य आपरेटिङ्ग् शिष्टम् अपि उत्तमम् अस्ति पुनश्च केमेरा क्वालिटी अपि अतीव उत्तमम् अस्ति तथा अहम् अत्यधिकं कार्यं करोमि तथापि उष्णतां न प्राप्नोति एतस्य रेम् अपि सम्यक् एव अस्ति